आधुनिककाले संस्कृतसाहित्यम् इत्युक्ते तत्र कवन तत्र पद्यरचना अनन्तरं तत्र लेखनरूपेण अनन्तरं ग्रन्थकर्तारः केचनः विभिन्नाः भवन्ति सामाजिकक्षेत्रे अपेक्षया धार्मिकक्षेत्रे एव बहु सम्यक्तया एतत् कृतं कुर्वन्तः सन्ति क्रियमाणः सन्ति पुनः तत् धार्मिकविषयम् अधिकृत्य एव अधिक तत्र साहित्यं वर्धते इति मम विचारः वर्तते आधुनिक शैल्या आधुनिकलेखकाः यदि अस्ति चेत् परन्तु तत्र विभिन्न माध्यमेन पठितारः भवन्ति तत्र प्रादेशिक भाषायाः प्रभावः भवति अनन्तरं तत्र आध्यात्मिक विचारः भवति चेत् तत्र शब्दशैली भिन्ना भवति अनन्तरं लौकिकविषयान् यदि स्वीकुर्मः चेत् तत्र पद्यरचना एव अधिकतया दृश्यते कथनशैल्या तु लेखनम् अधिकं यदि पश्येम चेत् विद्वांसः बहु सम्यक्तया इति कुर्वन्तः सन्ति आहत्य लेखनविषये तु अधिक रीत्या एतत् क्रियमाणः कार्याणि प्रचलन्तः सन्ति तदपि जनाः समुदायं प्रति तत्र यथा इदानीं सुधर्मा इति पत्रिका अस्ति तत्र लेखनमस्ति तत्र सर्वविधम् संस्कृतम् सम्बद्धविषयः तत्र प्रचलितः अस्ति अतः तत् संस्कृतसाहित्यं भवितुम् अर्हति यथोहि तत्र वार्ता यदि वयं पठामः चेदेव लेखनशैली वर्धिता भवति अतः साहित्यं अधिकृत्य तत्र गद्यकाव्यं वा भवतु पद्यकाव्यं वा भवतु तत्र रचनाशैली ज्येष्टाः ये सन्ति ते मार्गदर्शनं नो चेत् तत्र कार्यशाला यदि ते आयोजमानः कुर्वन्ति चेत् नूतनलेखकानां कृते एव एकः बन्धनं बन्धनं न तु तत्र केवलं आयोजनं तत्र गमनम् इति नास्ति तत्र इदानीं कन्नड प्राधिकारः इति अस्ति त संस्कृत् अकेडेमि दिल्ली संस्कृत् अकाडेमि अस्ति पुनः तादृश संस्थासु तत्र परिचयात्मकं करणीयमिति मन्ये अन्याः सर्वेषां कृते तत्र अवकाशः दीयते चेत् अपि एकैकवारं तत्र मार्गदर्शनमपि अपेक्षते मार्गदर्शनं दीयते चेतेव अभिवृद्धिः अपि भवितुम् अर्हति तत्र उत्तमरचना भवितुम् अर्हति न केवलं तत्र सामाजिकस्तरं परन्तु तत्र नूतनप्रायोगिकात्मक लेखनं भवितुम् अर्हति जगति विद्यमानाः विषयाः संस्कृते उपस्थापनं कथं करणीयमिति करणीयमिति तत्र चनल्स् भवति चेदपि सम्यक् भवति तत्र पुनः साहित्यमिति रूपेण साहित्यकथासाहित्यं तथा रचना कारः कीदृशविचारः स्वीकर्तव्यः तादृशमाध्यमेन एव तत् कर्तुं शक्यते तेषां मनसि निधाय स विषयः सः आसक्तिदायकः भवेत् रुचिकरं भवेत् तस्य स्वरुचिः कथं तत्र निरूपणं बीजावापनं करणी इति तस्य आहत्य प्रशिक्षणं भवेत् एव इति भाति